अस्माकं ग्रामे मूल्लैवासल्मध्ये बहूनि पुष्पाणि आरोहन्ति तत्र हा हार्टिकल्चर् इति वदामः तत्कार्यं सर्वे कुर्वन्ति ग्रामजनाः मिलित्वा पुष्पाणि चित्वा एकः तत् नगरं नेष्यति नगरं नीत्वा यानेन नगरं नीत्वा तत्र सर्वे तत्क्रीणन्ति तद्धनं बहु उपयोगाय ग्रामे भविष्यति तथा पुष्पसमुदायः एव भविष्यति ग्रामे तदेव ग्राम्यसमुदाये अस्माकं ग्रामे सफलव्यापारः इति